डेङ्गू ज्वरः मलेरिया इत्यादीनां मशकजन्यरोगाणां निवारणाय प्राचीनतमसमये अस्माभिः गृहे सर्वव्रतं स्वच्छता स्थाप्यते स्म ई पार्श्वे यत्र कुत्रचित् यदि मलिनं स्थानं मलिनमस्ति इति चेत् तत्र डेङ्गू रोगस्य अवसरः अत्यधिकः भवति अतः तन्निवारणाय स्वच्छता सर्वप्रथमं स्वच्छता आवश्यकम् एवं च स्वच्छतायाः अनन्तरं गृहे यदि कुत्रचित् जलं जलं स्थापितं सञ्चितं जलम् अस्ति चेत् तस्यापि निवारणं करणीयं यदि तद् जलं तत्रैव अनेकदिनानि भवति चेत् तत्र मशकाः उत्पद्यन्ते अतः तन्निमित्तं तद् जलं प्रक्षेपितव्यं प्रक्षेपितव्यम् अनन्तरं पुनः गृहे सायं सायन्तनसमये गृहमस्ति चेत् तत्र वातायनं वातायनादिकं दिकं पिधानं कर्तव्यं पुनः धूमः धूमस्य अत्यधिकः प्रयोगः भवति मशकस्य निवारणाय अतः धूमस्य प्रयोगः अवश्यः कर्तुव्यः धूमः कीदृशः इति चेत् धूमः कीदृशश्चेत् उत्तमः धूमः भवेत् तद् तादृशः तत्र रोगाणां रोगनिवारणाय यः धूमः उपयुज्यते तादृशस्य धूमस्य प्रयोगं कर्तुं शक्यते मशकः जन्यरोगस्य रोगं मा भूत् इति आशङ्क्य पुनश्च यदि कश्चित् रोगग्रस्थश्चेत् तत्रापि अनेके उपायाः विधातुं शक्याः अतः सर्वप्रथमं तु अस्माभिः स्वच्छता एव करणीया स्वच्छता स्वच्छतायाः विषये ध्यानं दातव्यं पुनः तत्र यदि गृहस्य पार्श्वे कुत्रचित् जलं यदि स्थापितं सञ्चितं चेत् तस्य तस्य निवारणमपि कर्तुं करणीयं पुनः यदि तद् करणात् परमपि यदि रोगः जायते चेत् तस्य निवारणाय अस्माभिः प्रथमं सर्वप्रथमं तु वैद्यस्य पार्श्वे गन्तव्यं वैद्यः यत्किमपि वदति तद् वैद्यस्य कथनम् अनुसर्तव्यं पुनः अस्माभिः स्व स्वयं कथं तस्य किं नाम तम् उपायं कथं चिन्तनीयम् इत्युक्ते पप्पाय इति उच्यते आङ्ग्लभाषायां तस्य तस्यः पर्णानि भवन्ति तस्य वृक्षश्चेत् पर्णानि भवन्ति तत् पर्णं पर्णस्य भग्नं कृत्वा तस्य रसः यदि पीयते चेत् तत्रापि डेङ्ग्यू इत्यस्य निवारणं भवितुम् अर्हति पुनः अन्यः अपि विषयः अस्ति यत् तस्मिन् समये वयं तरलपदार्थानाम् उपयोगः अधिकतया कुर्मश्चेत् तेनापि डेङ्गू इति डेङ्गू रोगस्य निवारणं भवति शीघ्रमेव अस्य डेङ्गू रोगनिवारणे सोऽपि सहायकः भवति अतः एवं रूपेण डेङ्गु ज्वरः निवारणीयः